अहम् एकदा भ्रमणार्थं वाहनमिति आन्लैन् बुकं इति कृतवती तदा निर्दिष्टस्थाने चालकः उपस्थापयति तस्मिन् समये च आन्लैन् पेमेण्ट् कर्तुं चालकं पृष्ठवती यथा भ्राता भवतः दूरवाणीमध्ये फ़ोन् पे अथवा ज़ी पे अथवा पे ती एम् इति अस्ति वा अस्ति चेत् माम् दूरवाणीसंख्यां मां ददातु अर्थात् यस्मिन् दूरवाणीसंख्यां भवतः फ़ोन् पे अथवा ज़ी पे अथवा पे ती एम् इति अस्ति सा संख्या माम् तत्कालीभावेन ददातु अहं तत्र भ्रमणस्य रूप्यकं प्रेषयामि वर्तमानयुगः आधुनिकयुगः अस्मिन् समये सर्वेषां समीपे फ़ोन् पे अथवा ज़ी पे अथवा पे ती एम् इति सन्ति परन्तु केषाञ्चित् जनानां पार्श्वे नास्ति अतः अहं भवान् पृष्ठवती